वेदार्थभावबोधनाय ये षट् भागाः प्रयोजकाः सन्ति ते वेदाङ्गमूलाः इति उच्यन्ते वेदाङ्गाः षड् सन्ति अत्र अत्र एकः श्लोकः वर्तते वेदाङ्गानाम् स्मरणार्थं शिक्षाव्याकरणश्छन्दो निरुक्तं ज्योतिषम् तथा कल्पश्चेति षडङ्गानि वेदस्याहुर्मनीषिणः शिक्षा इत्युक्ते अत्र पाणिनेः शिक्षाशास्त्रं लिखितवान् तत्र वेदः जपविधिम् उपदिशति वेदेषु स्वरस्य महत्वम् अतीव अस्ति एतत् सर्वमपि शिक्षामध्ये लिखितं लिखितम् अस्ति अनन्तरं व्याकरणम् व्याकरणमपि मूलतः पाणिनेः लिखितम् अस्ति अत्र अष्टाध्यायाः सन्ति अत् अत्र निर्दोषप्रयोगस्य सर्वे नियमाः सन्ति कथम् वाक्यप्रयोगं करणीयं तत्र सूत्राणि कति सन्ति कथं तेषाम् अनुसृत्य अग्रे गन्तव्यम् इति अत्र व्याकरणविषये पाणिनिना लिखितं भवति तत्र अनन्तरं छन्दस्मध्ये पिङगलाडुः छन्दोविचितेन अष्टाध्यात्मकं छन्दशास्त्रं लिखितमस्ति वैदिकमन्त्रसम्बद्धान् छन्दान् विहाय लौकिकानुप्रासाः अपि अत्र उल्लिखिताः सन्ति अनन्तरं चतुर्थः निरुक्तः अस् निरुक्तं निरुक्तशास्त्रस्य कर्ता अस्कन् अस्कुदः अस्ति वैदिकमन्त्रेषु शब्दानां व्युत्पत्तिः तस्मिन् उल्लिखिता अस्ति यास्कावस्य मतं यत् सर्वे शब्दाः धातुभ्यः जायन्ते अनन्तरं पञ्चमं ज्योतिषं वर्तते वेदोक्तयज्ञकर्मानुसमयः अतीवमहत्वपूर्णं वर्तते ताः उपनिवेशाः ज्योतिषे सन्ति लगडुः गर्गुमु गर्गुमुङ्गुश्च ज्योतिषशास्त्रस्य एतान् ग्रन्थान् लिखितवन्तौ अनन्तरं षष्ठं कल्पं वर्तते अत्र कल्पशास्त्रे यज् यज्ञाङ्गविधिः तेषाम् भेदाश्च उक्ताः आश्वलायनः शालङ्ख्यानः च एतानि विज्ञानसूत्राणि लिखितवन्तः अत्र ये वेदाङ्गाः सन्ति तत्र वेदाङ्गानि उपयोगं कृतौ उपयुज्य वयं कथं वाक्यप्रयोगं करणीयं कथं कालस्य निर्णयः करणीयः कथं वक्तव्यं सूत्रानुसारं दोषरहितं कथं भवेत् विधिविधानानि सर्वाणि अपि अत्र उक्तवन्तः तदर्थं वेदाङ्गानि अस्माकं कृते बहु उपयुक्तानि भवन्ति